कदाचित् बहिः गमनं भवति तदा मम उद्यानकार्यं सस्यवर्धनादिकं मम मित्राणि परिपालयन्ति यदा अहं न भवामि तदा एक एका दिनचरी भवति तत्सर्वं मम मित्राणां कृते उक्त्वा एवमेवं प्रतिदिनं जलं स्थापनीयम् एवं गोबरादिकं स्थापनीयमिति सर्वं मित्राणां कृते उक्त्वा तेषां कृते परिपालयन्तु इति किञ्चित् साहाय्यं कुर्वन्तु इति उक्त्वा अहं बहिः गच्छामि मित्राणि परिपालयन्ति च एवं कदा मम बहिर्गमनं भवति तदा मित्राणां कृते पादपर् पादपपरिपालन पार पादपपरिपालनाय सहकर्तुं वदामि